नमो नमः आचार्याः अहं कुशलमस्मि भवा भवान् भवान् भवान् कथम् अस्ति

सम्यक् सम्यक् तर्हि अस्मिन् दि हा अस्मिन् अ सद्यः तु कक्षायामस्मि तर्हि अस्मिन् दिवसे छात्राणाङ्कृते किमपि कार्यं करणीयमस्ति यतोहि छात्र छात्राणां वर्धनं शैक्षणिकवर्धनं कथं भविष्यति इत्यस्मिन् विषये अस्मिन् दिवसे कार्यमहं कर्तुमिच्छामि तर्हि

ह सम्यक् सम्यक् ह सम् सम्यक् ह सम्यक् सम्यक् सम्यक् सम्यक् अस्

तर्हि आचार्याः अस्मिन् दिवसे किं करणीयं

सम्यक् सम्यक् सम् सम्यक् ह तर्हि तर्हि अस्मिन् दिवसे एकं प्रकरणमाश्रित्य यदि पाठयामश्चेत् तदा सिलेबसं पूर्णं भविष्यति यतोहि हा हा सम्यक् सम्यक् यतो तर्हि सन्धिप्रकरणे प्रथमं तावत् अच् सन्धिविषये तदनन्तरं हल् सन्धिविषये तदनन्तरं स्वादिसन्धिविषये विसर्गसन्धिविषये यदि छात्राणां पाठयामश्चेत् तदा पूर्णं भविष्यति तर्हि सम्यक् सम्यक् तर्हि अनन्तरं स्वच्छतापख्वाडा वर्तते हा सम्यक् ह सम्यक् सम्यक् यतोहि यदा पाठयिष्यामः तदा छात्राणामुत्साहवर्धनाय एकं कार्यक्रमं यदि समायोजनं करिष्यामश्चेत् तदा छात्राणामुत्साहवर्धनम् अथ च पाठस्यावृत्तिरपि भविष्यति एतदर्थम् एतदर्थम् एक छात्राणां कृते सन्धिप्रकरणस्य ज्ञानाय छात्रेषु मध्ये एव परस्परवार्तालापं यदि एकम् कार्यं दत्वा एकं कार्यकर्मं करिष्यामश्चेत् तदा छात्राणां ज्ञानं भविष्यति एतदर्थं हा यथा एतदर्थमेकं वाक्यार्थं करिष्यामः छात्राणाङ्कृते सम्यक् सम्यक् सम्यक् सम्यक् सम्यक् सम्यक् तर्हि हा सम्यक् सम्यक् सम्यक् यतो हि स्वच्छतापख्वाडा इदानीं प्रचलति तर्हि तदर्थमपि छात्राणां समाजे कथं स्वच्छतादिकं करणीयं स्वप्रकोष्ठे कथं स्वच्छपूर्वकं स्थापनीयं निवासं करणीयं इत्यस्मिन् विषयेऽपि यदि छात्रान् वयं बोधयामः तर्हि छा सामाजिकक्षेत्रे अथवा स्वजीवनेऽपि सम्यक् भविष्यति एतदर्थम् हा सम्यक् सम्यक् सम्यक् हा सम्यक् तर्हि अ तर्हि अस्तु अस्तु अस्तु आचार्याः नमो नमः सर्वं कार्यं नि निर्माणं कृत्वा वयं कार्यं करिष्यामः नमो नमः आचार्य नमो नमः नमो नमः पुर्नमिलामः